अहं विशिष्य परिष्कारकार्यं नाम लेखनपरिष्करण कार्यं करोमि तत्र कश्चन मम कृते एकं ग्रन्थं दत्तवान् आसीत् तस्य कथनस्य दिनाङ्कात् पूर्वं अथवा तत् तत् कथित दिनाङ्के अहं दातुम् असमर्थः तदा अहं किं कृतवान् नाम प्रातः शीघ्रं चतुर्वादने एव उत्थाय एकसप्ताहं प्रातः चतुर्वादनतः षड्वादनपर्यन्तम् तत् परिष्करणकार्यं कृत्वा सप्ताहान्ते तस्मै पुस्तकम् अर्पितवान् किमर्थम् इत्युक्ते अहम् अन्यान्य कार्याणि एकदैव स्वीकरोमि इति कारणेन तत्र तेन आक्षेपः न आगतः परन्तु आक्षेपागमः आक्षेपागमः न भवेत् इति अहं तथा मम निद्रायां न्यूनतां कृत्वा तत् पुस्तकपरिष्कारं कृत्वा दत्तवान्